आम् अहं स्वराज्यात् बहिः यात्रां कृतवान् किन्तु देशाद् बहिः न कदापि गतवान् यदि कदाचित् सुयोगः प्राप्यते तर्हि अवश्यमेव देशाद् बहिः गन्तुम् इच्छामि स्वराज्यात् बहिः बहुवारं गतवान् कदाचित् भ्रमणार्थं कदाचित् वा परीक्षार्थं कदाचित् वृत्तिलाभाय साक्षात्कारार्थं स्वराज्यात् बहिः गतवान् यथा अनौपचारिकवृत्तिलाभार्थम् एकवारं बेङ्गलूरुनगरं गतवान् तत्र कार्यार्थं गतवान् इति तु सत्यं किन्तु गत्वा कार्यानन्तरं मैसूर् इति स्थानमपि तत्र भ्रमितवान् तत्र पुनः एकवारं परीक्षार्थम् उत्तरप्रदेशं गतवान् आसं प्रत्यक्षतया भ्रमणार्थम् एकवारं नवदेहलीम् आगम् आजगाम किन्तु पञ्जाबदेशमपि तत्र गतवानासं तत्र गत्वा स्वर्णमन्दिरस्य दर्शनं च कृतवान् एवं प्रकारेण अहं राज्यात् बहिः विविधस्थानेषु विविधकारणादेव तत्र अहं गतवान् आसम्